अहम् एकदा मम प्रायः अष्ट इति भाति तदा अहम् एकदा समुद्रं प्रति गतवान् तत्र बहु समुद्रः आसीत् तद् दृष्ट्वा मम किञ्चित् भीतिः जाता किन्तु सन्तोषमपि जातं तत्र स्विम्मिङ्ग् कर्तव्यम् इति मम आसक्तिः आगता अहं गतवान् समुद्रं प्रति ईज् नामा स्विम्मिङ्ग् तदा मम तत्र मम प्रयत्नः नासीत् स्विमिङ्ग् तत्र नागच्छति स्म तदाहं गतवान् गत्वा एकदा डै कृतवान् यदा डै कृतवान् तदा नासिकस्यन्तः जलं गतम् मम श्वासोच्छ्वासः एव एकदा स्थगितं मम तदा अनुक्षणं भीतिः जाता तद् अनुक्षणमेव अहं मातापितरम् आह्व् आह् आह्वानं कृतं ते आगच्छन्तीति अहं दृष्ट्वा ते तत्र नैव एव सन्ति ते आपणं गतवन्तः अम् एवमेव चिन्तितवान् किं कर्तव्यं किं कर्तव्यमिति तत्र बहु रन्ध्राः अस्ति अधः किं कर्तव्यम् इति चिन्त्या चिन्त्या चिन्त्या एवमेव पुरतः पुरतः गतवान् गत्वा गत्वा गत्वा तत्र तीरं प्राप्तम् अनन्तरं तत्तीरे अहं स्थित्वा अनायासेन गृहं गतवान्